विद्यमान पादपैति पादपैः अधिकपादपान् उत्पादयितुं यथा साम्प्रदायिकपद्धतिः अस्ति एव धान्यात् पादपानाम् उत्पत्तिः द्वितीयः पर्णानाम् उपयोगेन उत्पत्तिः तेषां शाकानां शाखानाम् उपयोगेन उत्पत्तिः तथा कृत्वा वयं तस्य विस्तारं तु कुर्मः उत्पादितान् पादपान् वयं कदाचित् अन्येभ्यः अपि दद्मः कदाचित् तत्र साररूपेण भूसाररूपेणापि तस्य उपयोगं कुर्मः अतः तानि एव शाखानि पुनः भूमौ संस्थाप्य भूसारस्य वर्धनार्थं वयं प्रयत्नं कुर्मः अन्यानपि तथा कर्तुं वयं प्रेरयामः यथा शक्ति ते कुर्वन्ति उत न कुर्वन्ति इति वयं न जानीमः किन्तु यथा शक्ति वयं तु प्रचारं तु प्रचारं तु प्रसारं तु कुर्मः अस्माकं बन्धुषु परिचितेषु तेन एकस्यापि मनसि एतादृशी भावना भवेत् इति अस्माकं चिन्तनम् अस्ति एवमेव अनुवर्तयामः अग्रे वयं पश्यामः किं भवति इति